मम प्रदेशे तु वातावरणं प्रत्येकं ऋतुमध्ये भिन्नं भवति वातावरणे कदाचित् आद्रता वर्तते कदाचित् शैत्यं वर्तते कदाचित् उष्णम् अनुभवामि ऋतुः तु षड्विधः सन्ति तथा वातावरणमपि द्वे मासात् परिवर्तनं भवति यथा वसन्तऋतुमध्ये वातावरणं तु शैत्यं तथा उष्णं वर्तते प्रातःकाले शैत्यं भवति तथा मध्याह्ने तु उष्णता वर्धते तादृशः तादृशं परिवर्तनं दृश्यते वर्ष ऋतुमध्ये पश्यामश्चेत् तत्र अधिक उष्णता शैत्यं तथा वर्षापि अनुभवामि एतादृशः षड् ऋतुषु भिन्नभिन्नवातावरणं दृश्यते परन्तु गतवर्षात् ऋतुमध्ये बहु परिवर्तनम् आगतमस्ति यथा पश्यामश्चेत् यदा वर्षः अपेक्षितं तत्काले वर्षः न आगमिष्यति तत्काले तु बहु आधिकं शैत्यं वा उष्णता वर्तते यत् यत्काले शैत्यम् आपेक्षितं तत्काले वर्षः भविष्यति एतादृशवातावरणे तु बहुविधः बहुविधः अत्र परिवर्तनम् आगतम् अस्ति गतत्रयमासे गतत्रयमासात् परिवर्तनं बहुविधं दृश्यते यतः अधिकम् उष्णं तदनन्तरम् अधिकं शैत्यं तथा च वर्षः अपि कदाचित् आगमिष्यति एतादृशवातावरणं तु षट् सप्त वर्षात् एव एतत् परिवर्तनम् आगतम् अस्ति